सर्वेऽपि बालाः यदा युवावस्थां प्राप्नुवन्ति तदानीं स्वबाल्यकाले कुत्र कुत्र गतम् इति अवश्यं स्मर्तुम् इच्छन्ति ममापि तत्र महती इच्छा अस्ति स्मर्तुमेव येन च तदानीन्तनकालः तदानीन्तनव्यक्तयः अपि गृहीताः भवन्ति यदि विशिष्य वक्तव्यं मम ग्रामः उत्तरकन्नड मण्डलस्य होन्नावर होन्नावर उपमण्डलस्य इडगुञ्जि प्रदेशः तत्र इडगुञ्जि प्रदेशः वस्तुतः ग्रामः कर्की मध्ये आसीत् यदा यदा विरामः लभ्यते स्म अनुपदं अहम् इडगुञ्जि गन्तुम् इच्छामि स्म तत्रत्याः जनाः तत्रत्यं स्थानं मम बहु इष्टं स्थानम् इतोऽपि मम एकं समीचीनं नाम मम गृहात् ईशत् दूरे एव समुद्रः आसीत् अतः अहं समुद्रं गन्तुम् इच्छामि स्म समुद्रतीरं नाम मम बाल्यतः अपि अत्यन्तम् इच्छा जनकमासीत् एवञ्च यात्रायाः स्मरणम् इत्युक्ते बहुदूरं किमपि न गतं होन्नावरतः बेङ्गळूरु नगरं गतमस्ति तथैव होन्नावरतः इडगुञ्जि गतं होन्नावरतः मुरुडेश्वर गतं होन्नावरतः उडुपि गतमासीत् इत्येवं निकिटं निकटं कर्नाटकराज्ये एव निकटस्थलेषु आसं मया यात्रा कृता अस्ति तदेव सद्यः बुद्धौ अस्ति मातामही मातुलः माता एवम् अनन्तरं मातामहः एवम् एतैः सह गमनमित्युक्ते अत्यन्तं तोषदायकं अत्रैव म अहं स्मरामि